भारते आदिकालात् आरभ्य वर्तमानकालपर्यन्तं सञ्चारव्यवस्था उत्तमा अस्ति भारतवर्षस्य सञ्चारव्यवस्था रेडियोप्रसारणं भारतवर्षे त्री ज्वि त्रयोविंशत्यधिक नवदशशततमे वर्षे बोम्बे नगरे रेडियो क्लब्द्वारा पारम्भः कृतः अनन्तरं त्रिंशत् अधिकनवदशशततमे वर्षे रेडियोप्रसारणस्य उपरि नियन्त्रणं कृत्वा भारतीयप्रसारणप्रणाल्याः स्थापना कृता अनन्तरं षट्त्रिंशत् अधिकनवदशशततमे वर्षे अल् इण्डिया रेडियस्य निर्माणं कृतं तत् आकाशवाणीरूपेण सप्तपञ्चाशत् अधिकनवदशशततमे वर्षे ज्ञातम् तदनन्तरं समयानुसारं आल् इण्डिया रेडियो द्वारा विभिन्नाः सूचनाः शिक्षाविषयकसूचनाः मनोरञ्जनविषयकसूचनाः विविधकार्यक्रमाणां प्रसारणं कृतं टेलिविज़न् द्वारा अपि सवार्तानां दूरस्थस्थलेषु सञ्चारः भवति तत् विहाय अपि विविधाः विधानसभाराज्यसभालोकसभासु जनसम्मेलनमाध्यमेन सञ्चारः भवति दूरवाणी मुखपुस्तिकाद्वारा अपि सूचनानां सञ्चारः भवति सञ्चारे अपि कदाचित् समस्याः अपि भवन्ति यथा यदा भूकंपः भवति तदा अन्तर्जालसमस्या भवति अनन्तरम् अतिवृष्टिकारणादपि अन्तर्जालसमस्या भवति तदा अस्माकं सञ्चारे समस्या भवति वर्तमनसमये सञ्चारस्य कृते अवकाशाः अपि बहवः सन्ति यथा वयं मुखपुस्तिकाद्वारा अपि वयं वार्तानां सञ्चारं कर्तुं शक्नुमः वयं चलच्चित्रमाध्यमेन अपि सञ्चारं कर्तुं शक्नुमः दूरवाणीद्वारा अपि वयं सञ्चारं कर्तुं शक्नुमः दूरदर्शनद्वारा अपि सञ्चारः भवति एतादृशाः बहवः सञ्चारस्य अवकाशाः अपि सन्ति